नमो नमः तत्र नाम भवान् आगच्छति तर्हि एकस्य कृते प्रतिदिवसम् एकससहस्रं रूप्यकाणि तत्र शुल्कमस्ति अपि च तत्र अल्पाहारस्य व्यवस्था अस्ति भोजनस्य व्यवस्था अस्ति इतोपि नाम स्विमिङ्ग् पूल् इत्यादिकं तथा च वातानुकूलितः प्रकोष्ठः अस्ति उष्णजलस्य व्यवस्था अस्ति शयनम् इत्यादिकं सर्वेषाम् उत्तमव्यवस्था अत्र अस्माभिः कृता तस्य कृते एकसहस्ररूप्यकाणि प्रत्येकस्य कृते नाम एकस्य कृते एकसहस्ररूप्यकाणि भवान् कति अस्तु त अस्तु तर्हि तस्य कृते नाम एकस्य दिनस्य कृते एकसहस्ररूप्यकाणि एकस्य महोदय तत् तु डिस्कौण्ट् तु किं ददामः इदानीं समयः अपि भवान् पश्यति नाम अत्यधिकम्

नाम तेषाम् आयुः कः इति बोधयितुं शक्नु शक्नोति वा तेषां कृते नाम तत्र व्यवस्थां वयं कल्पयितुं शक्नुमः तत्र शुल्कस्य अर्धभागः एव स्वीकर्तुं शक्नुमः तत्र महोदय क्रीडार्थं तु नाम बालाकानां कृते एतादृशः स्थानः अस्ति यतो हि तत्र नाम आपणः इत्यादिकानि सन्ति मार्केट् अस्ति तत्र अत्र वाहनानां हैवे अस्ति तर्हि तत्र एतावत् स्थानं नास्ति आम् उद्यानं तु अन्ते एव अस्ति उद्यानं तु अस्ति आं तत् भवान् आगच्छति चेत् वयं पश्यामः भोजने अत्र बहूनि खाद्यवस्तूनि सन्ति यत् यथा नाम सौत् इण्डियन् इति तस्य तेषां कृते अपि आं पर् सं सर्वं वेज् अस्ति नान् वेज् किमपि नास्ति यथा भवान् इच्छति तथैव भवता प्राप्स्यते नाम सूपमित्यादिकं रोटिका सर्वं नाम् वेज् एव अस्ति शुद्धभोजनमेव अस्ति नाम कस्मिन् दिनाङ्के नाम एकविंशतिदिनाङ्कपर्यन्तम् अस्तु अस्तु अहम् अस्तु अहं करिष्यामि स्वागतम्